मम प्रदेशे महिलाः शिक्षणं उद्योगसामाजिककरणस्थानविषये किमपि समस्या नास्ति सर्वदा सहकारं ते प्राप्नुवन्ति एव इदांनींतन काले सर्वाः महिलाः अपि सुशिक्षिताः अतः उत्तम उद्योगमपि प्राप्नुवन्ति ये तदनन्तरं यदि ते उत्तमशिक्षितः अतः अन्यत्रापि गन्तुं ते समर्थाः सन्ति अन्यत्र केचन महिलाः उद्योगाय अन्यत्र न गच्छन्ति गृहे एव किमपि गां धेनवः परिपालयन्ति नो चेत् कृषिक्षेत्रे शाखान् वर्धयन्ति एवं गृहे एव स्थित्वा कानिचन का उद्योगं कुर्वन्ति लघु आपणं स्थापयन्ति नो चेत् लघु बालान् गृहे पश्यन्ति ये जनाः बहिः उद्योगार्तं बहि गच्चन्ति खिल तेषां बालानां परिपालनं ये महिलाः कुर्वन्ति अतः उद्योगार्तं बहि गन्तव्यं इति किमपि समस्या नास्ति गृहे एव स्थित्वा ते उत्तम संपादनं कुर्वन्तः सन्ति केचन जनाः तेषां गृहस्थवाणिज्यं भवति खिल तदेव अनुवर्तनं कुर्वन्तः सन्ति अतः सर्वत्र महिलानां कृते सहकारं प्राप्नुवन्ति एव किमपि समस्या नास्ति इति मम विचारः